दारिकाचरणमावश्यकमस्ति एव उदाहरणं कुम्कुमम् धरामः चेत् अस्माकं समीपे दुष्टशक्तिः न आगच्छति इति वदन्ति किमर्थं चेत् कुम्कुमात् दुष्टशक्तिः बिभेति इति अतः निश्चयेन कुम्कुमं धरामः तदनन्तरं घण्टाम् अपि घण्टां वादयामः चेदपि दुष्टशक्तिः न आगच्छति घण्टाशब्दात् दुष्टशक्तिः बिभेति इति अतः घण्टां वादयामः प्रतिदिनं वयं देवपूजामपि कुर्मः देवपूजां किमर्थं कुर्मः विषयाः बहवः सन्ति अत्र केचन विश् केचन विषयान् एव वदामः किं चेत् प्रथमहं देवपूजां प्रतिदिनं मन्त्रम् उक्त्वा देवपूजां कुर्मः चेत् प्रतिदिनं मन्त्रं वदामः चेत् अस्माकम् बुद्धेः सूक्ष्मता वर्धते इति सैन्स् अपि वदन्ति मन्त्रशक्तिः अस्ति अतः तादृशं विषयः बहवः सन्ति निश्चयेन अतः दारिकाचरणं कुर्मः